साम्प्रतं काले विद्यालयेषु पाठ्यक्रमे धर्मविषये न पाठयन्ति यतः जनाः आङ्ग्लमाध्यमेन पठन्ति ते केवलम् आधुनिकं ज्ञानं पठितुम् इच्छन्ति धर्मशास्त्रविषये धर्मादिकविषये अध्ययने बहुनां रुचिः नास्ति अतः पाठ्यक्रमेषु धर्मविषये विचाराः न अधिकः भवन्ति परन्तु अध्ययने छात्रेषु अस्य विषयस्य ज्ञानं भवतु तदर्थं प्रयत्नः करणीयः यतः धर्मः यत्र भवति तत्र एव संस्काराः भवन्ति अतः धर्मेण धर्मस्य ज्ञानेन अभ्यासेन अस्माकं सामाजिकदृष्टिः वर्धमाना भवति तेन संस्काराः अपि भवन्ति इतिहासस्य ज्ञानं भवति अस्माकं संस्कृतेः अपि ज्ञानं भवति अतः सर्वेषु विद्यालयेषु अस्माकं पाठ्यक्रमेषु धर्मशास्त्रस्य अस्माकं धर्मग्रन्थानाम् अध्ययनं भवतु छात्राः तान् ग्रन्थान् पुरातनमाध्यमेन वैदिकमाध्यमेन सर्वे पठन्तु इति अस्माकं चिन्तनम् यत् वयं जानीमः साम्प्रतं काले कोपि तत् पठितुं न इच्छति परन्तु तेन लाभाः अधिकाः भवन्ति तद्वयं न जानीमः यतः अस्माकं धर्मग्रन्थेषु यद् ज्ञानं वर्तते तद् आधुनिकं ज्ञानम् एव तत्र विज्ञानं साहित्यं तथा च विविधः ज्ञानं वर्तते तस्य अभ्यासेन नूतनानाम् आविष्काराणाम् अपि कार्यं कर्तुं शक्नुमः तेषां सृजनं वा अपि कर्तुं शक्नुमः तदर्थं पाठ्यक्रमेषु धर्मशास्त्रस्य धर्मग्रन्थानां विज्ञानग्रन्थानां पाठनं भवतु इति